भारतीयशास्त्रीयनृत्यप्रकारेषु कर्नाटकराज्यस्य भरतनाट्यं तु प्रथमम् आगच्छति तत्र कर्नाटकराज्ये यक्षगान इति एका नृत्यकला अस्ति यक्षगाने जानपदशैलीति वदन्ति तथापि तत्र भरतनाट्यस्य शास्त्रीयशैली अधिकतया उपयुज्यते अतः यक्षगानमपि शास्तीयनृत्यम् इति वक्तुं शक्यते तस्य अनन्तरम् आन्ध्रप्रदेशस्य कूचुपुडि अन अनन्तरं केरलीय केरलस्य कथक्कळि मोहिनि आट्टम् ओडिस्साराज्यस्य ओडिस्सि मणिपुरराज्यस्य मणिपुरीनृत्यादिकं भवति